आम् कदाचित् बृहत् शिल्पानि निर्मीयन्ते एतादृशानां शिल्पानां निर्माणस्य प्रेरणाप्रायः धार्मिकानां संस्कृतिकानां वा विश्वासानां कृते आगच्छति तथा च भक्तिस्य समर्पणस्य च एकस्य रूपस्य प्रतीकं भवति समस्या अस्ति या मूर्तिनिर्माणं प्रक्रियात्मकं महत्च भवति केचन जनाः अवसरे एव शिल्पकलायाः अनुसरणं कुर्वन्ति तदर्थं शिक्षितस्य काशीदकार्यस्य आवश्यकता भवति अपि च प्रतिमा अक्षुण्णः एव तिष्ठति इति आदरपूर्वकं सावधानिपूर्वकं च व्यवहारं करणीयम्